नमस्कारः अस्माकं ग्रामे बहु विद्युत् कत्थनम् अस्ति वयं सर्वे अपि बहु क्लेशाः अनुभवन्ति इदानीं विद्युत् समस्या विषये विद्युत् समस्या अति बहु अस्ति छात्राणां कृते इदानीं परीक्षाः अपि सन्ति छात्राः बहु क्लेशान् अनुभवन्ति तस्यः कृते अद्य इदानीं सङ्गणकम् अवश्यं सङ्गणकम् अपि आवश्यकं सङ्गणकं नास्ति चेत् ते सम्यक् रूपेण न पठन्ति अस्ति अतः तस्याः कृते सङ् विद्युत् आवश्यकम् कृषकस्य कृते अपि विद्युत् आवश्यकं जलम् आवश्यकं जलं नास्ति चेत् सस्यानि न वर्धितुम् अस्ति खलु जलम् आनेतुं विद्युत् सं शीघ्रम् आवश्यकम् वृद्धजनाः अपि वृद्धजनाः अपि बहु क्लेशाम् अनुभवन्ति तस्य कृते अपि व्यजनानि आवश्यकं व्यजनं नास्ति चेत् वृद्धजनाः सम्यक् न भवन्ति तेषां कृते बहु स्वेदम् अनुभवन्ति क्लिष्टम् अनुभवन्ति विद्युत् तस्य कृते विद्युत् आवश्यकं वृद्धजनाः कनिचन जनाः वायोः कृते वृक्षस्य समीपे गत्वा तत्र तिष्ठन्ति जनाः अत्र छात्राः अपि त तस्य मित्राणां गृहस्य गत्वा अन्ते मित्राणां गृहाणि कानिचन नगरे सन्ति नगराणि गत्वा ते ते पठन्ति अस्ति